बालकाः आधुनिकयन्त्रस्य अत्यधिकं प्रयोगं कुर्वन्ति तदा यन्त्रेण निस्सृतं विकिरणं ट्यूमर् इत्यादि रोगाणां जनकं भवति अथ च मस्तिष्क केन्सर् रोगाणामपि जनकं भवति यन्त्रस्य अधिकम् उपयोगेन तु बालानां निद्रायाः अपि समस्या भवति